हरि ओम् नमस्कारः नमस्ते महोदय सर्वादौ भवतः जयपुरनगरे वयं स्वागतं कुर्मः पुनः अत्र ऐतिह्यमयमपि स्थानं बहुकिमपि अस्ति द्रष्टुं पुनः सांस्कृतिकमपि स्थानम् अस्ति तत्र भवान् वदतु कतरम् स्थानं द्रष्टुमिच्छति अवश्यम् अवश्यम् अवश्यं वयम् आदौ आमेरप्रासादं गच्छामः आमेरगढं गच्छामः तत्र अत्रत्याम् अत्रत्यानां राज्ञां महान् महद् वैभवं वयं द्रष्टुं पारयामः महोदय कच्छवाहवंशस्य राजा महान् मानसिंहः अस्य प्रासादस्य आमेर इत्याख्यस्य निर्माणं कारितवान् अस्ति एकं मन्दिरम् अत्र मातुः तत्र अस्याः मातुः प्रतिमा अस्यैव वंशस्य राज्ञा जयसिंहेन बङ्गालयुद्धावसरे जिता आसीत् ततः जित्वा इमां प्रतिमाम् आमेरप्रासादमानीय सः स्थापितवान् महोदय अस्य उपर्येव साक्षात् गढद्वयं वर्तते यदि वयम् आमेरप्रासादात् उपरि किञ्चित् गच्छामः तत्र जैगडाख्यम् इत्येकं राज्ञः भवनमस्ति ततोऽप्यदि किञ्चित् उपरि गच्छामः तदा नाहरगढ नाहरगढ इत्याख्यः इत्याख्यः एकः एकं सुन्दरं प्रासादमस्ति तत्रापि वयं गन्तुं शक्नुमः अवश्यम् अवश्यं महोदय राजस्थानराज्ये बहुविधानि नृत्यानि सांस्कृतिकानि नृत्यानि जायन्ते तत्र अहं भवते कानिचन अतिरम्यानि नृत्यानि दर्शयितुं भवन्तं जैपुरनगरं प्रति नयामि इदानीम् आगच्छतु अवश्यं महोदय वयम् इदानीम् हवामहल इत्यस्य दर्शनीयस्य स्थानस्य पृष्ठे गच्छामः यत्र भगवतः गोविन्ददेवस्य मन्दिरमस्ति तस्य मन्दिरस्य समीपे एव इदं भवता उक्तं यन्नृत्यमस्ति तद् अतीवरमणीयतया भवति तत्र वयं द्रष्टुं सक्नुमः यदि भवान् इच्छति चेत् निश्चयेन महोदय इतोऽपि भवान् किमपि द्रष्टुमिच्छति वा अस्तु अस्तु इदानीं जातमस्ति भवतु